मम अत्यन्तम् इष्टक्रीडा नाम शत्रञ्जन् नाम्नि क्रीडा अस्ति तद् क्रीडितुं मम कृते बहु इष्टं भवति

यदा अहं चेस् क्रीडितुं गच्छामि तदानीं बहु उत्सुकता भवति कः क्रीडति मया सह कथं क्रीडति यः क्रीडति मया सह तत्सर्वम् आगच्छति मनसि तद् अनन्तरं यदा अहं क्रीडामि तदानीं सर्वत्रैव पश्यामि सः किं चलति अनन्तरं मम कदा आगच्छति सः किं स्थापयति ततः क्रीडयित्वा मम कृते बहु सन्तोषः भवति तद् मम इष्टक्रीडा अस्ति तत् क्रीडयित्वा मम कृते बहु सुखं आगच्छति